मम समीपे तावत् विशिष्टं पुरातनं पुस्तकं किञ्चिदस्ति इति नास्ति अहं तावत् आधुनिककालीनपुस्तकान्येव स्वीकृत्य पठन्नस्मि परन्तु पठितवान् अस्मि बृहत् कथामञ्जरी इत्यादि पुरातनपुस्तकमेकं पठितवान् अस्मि तत्र कन्नडभाषात् या वर्तते सा किञ्चित् क्लिष्टा वर्तते अपि च बहुभिन्ना वर्तते इति कृत्वा तत् अव् तदवगमने तदवगमने महान् क्लेशो जायते परन्तु तथापि मया तत् पुस्तकं पठितमस्ति तच्च मया कथं प्राप्तं नाम अत्रैव एव पिपठिषु पिपठिषवः केचन वर्तन्ते तेषां निकटे तत् पुस्तकमासीत् एकदा अहं पृष्टवान् मम कृते किञ्चित् पठनार्थम् एकं पुस्तकं यच्छति वा इति सः पिपठिशुः मम कृते तत् पुस्तकं दत्तवान् अहं तत् स्वीकृत्य पठितवान् तत्रत्य कथा वर् या वर्तते सा एवं वर्तते तत्र एका राजा भवति तस्य विवाहः भवति एकया राजकुमार्या सः तदुत्तरम् एकदा तस्याः सीमन्तसंस्कारार्थं सीमन्तोन्नयनसंस्कारार्थं सा स्वपितृ गृहं गतवती भवति तदा आगमनकाले कश्चन राजसम्बन्धि एव पुरुषः तस्याः कृते वञ्चनं कृत्वा सा यथा बा राजपरिवारात् दूरे भवेत् तथा करोति एवं सा कथा चलति एतादृशीम् एकां कथां पठितवान् अस्मि परन्तु तत् पुस्तकम् इदानीं तावत् मम निकटे नास्ति परन्तु मया इदं पुस्तकं पठितमासीत् तच्च मया धनं दत्वा न क्रीतमस्ति यतोहि तदन्यस्मात् स्वीकृत्य एव पठितं तावदेव